पूर्वजनाः धार्मिकाः सन्ति एव परन्तु अधुनापि जनाः अधिकं धार्मिकाः न इति वक्तुं न शक्यते किञ्जित् धार्मिकाः सन्ति एव अस्य परिवर्तनं करणीयमेव तत् परिवर्तनं करणीयं चेत् कथं वयं तत् परिवर्तनं कुर्मः इति प्रश्नः भवति एव कथम् इत्युक्ते पूर्वजनः किं कुर्वन्ति इत्युक्ते तेषां धर्मी कथम् इति ते सर्वं जानन्ति एव परन्दु अधुना काले जनानां किं भवन्ति इत्युक्ते धार्मिकमित्युक्ते किम् इति ते न जानन्ति परन्तु कथम् तेषां पुत्रः पुत्र्याणां कृते ते कथं वदन्ति परन्तु अधुना काले सर्वे जनाः अपि धार्मिकं विषये ते जानन्ति चेदेव तेषाम् पुत्रः पुत्रीणां पौत्रः पौत्रीणां कृते तेषामपि उक्त्वा आये स धार्मिककथनम् वक्तुं शक्यते तत्र परिवर्तनं करणीयम् एव इति मम चिन्तनम्